मम प्रदेशे प्राकृतिकसम्पत्तिः बहु सम्यक् बहु अतीवप्रमाणात् वर्तते तत्र कोल् तस्य अपि समावेशः वर्तते तस्य उपयोगं कृत्वा ऊर्जा ऊर्जायाः उत्पादनम् अपि मम प्रदेशे वर्तते अनन्तरं मम प्रदेशे जलागारः बहवः जलागारः सन्ति नद्यः तलावाः एवमेव एवं प्रकारस्य बहवः अस्ति तत्र स्वच्छताकार्यमपि बहु सम्यक्तया अस्ति सर्वं नद्याः सर्वजलागारस्य जलं अपि पि पिब पिबतु पातुं योग्यः वर्तते तर्हि स्वच्छता मम स्वक ग्रामे अपि स्वच्छता व्यवस्था अपि बहु सम्यक्तया अस्ति बहु सम्यक् अस्ति प्रतिदिनं नगरे मार्गाः अपि मार्गस्य अपि प्रत्येकस्य मार्गस्य अपि तत्र स्वच्छताकार्यं प्रचलति एवमेव सर्वं बहु सम्यक्तया अस्ति